सर्वेभ्यो नमः वेदोऽखिलो धर्ममूलं इति शास्त्रं समग्रे प्रपञ्चे विद्यमानस्य सर्वस्यापि धर्मस्य मूलं भवति वेदः यत्र कुत्रापि धर्मः अस्ति चेत् तत्र वेदः स्वयं भवत्येव द्वयोः वेद एव धर्मः स्व द्वयोर्मध्ये अविनाभावस्सम्बन्धः शब्दार्थयोरिव वर्तते नाम यत्र शब्दः वर्तते तत्र अर्थोऽपि भवति तत्र अर्थः भवति तत्र शब्दोऽपि अवश्यं भवति तद्वदेव यत्र धर्मः तत्र वेदः यत्र वेदः तत्र धर्मः तादृशस्य वेदस्य पाठने पठने अथवा अध्ययने तत्र कश्चन क्रमः वर्तते तत्र कथं नाम तत्र वेदाः चत्वारः भवन्ति ऋग्वेदः यजुर्वेदः सामवेदः अथर्ववेदश्चेति तेषां चतुर्णामपि वेदानां अध्ययने अथवा पाठे अष्टविधप्रकाराः सन्ति तद् तद् यथा ते च प्रकाराः यथा जटा माला शिखा रेखा ध्वज दण्ड घन रथ इत्येवं रूपेण अष्ट प्रकाराः सन्ति तत्र जटा मा जटापाठा शिखापाठः पुनः घनापाठा घनपाठः एव घनापाठः इति व्यवहारे श्रूयते तेषां नाम क्रमशः एकैकस्य प्रकारस्यानन्तरं एकैकः प्रकारः अध्ययनीयः इति नियमः नाम वेदे प्रक्षेपः नास्ति इत्यस्य रक्षकः भवति अयं वेदपाठप्रकारः एव यदि अनेनैव क्रमेण यदा वेदः पठ्यते तत्र अन्येषाम् अक्षराणां पदानां वा योजनं न शक्यते ईदृश्या उत्कृष्टबुद्ध्या एव अयं पाठव्यवस्था रचिता इयं पाठव्यवस्था रचिता अस्ति अतः नमो ऋषिभ्य पूर्वजेभ्यः